आगच्छामि महोदय नमस्काराः महोदय आम् मम नाम व्याकरणविभागे सहाय सहायाचार्य पदव्याः पदव्याः कृते आवेदनं कृतं महोदय आम् मम नाम वैष्णवी महोदय अहं राष्ट्रीयसंस्कृतविद्यापीठे आचार्यां कृतवती महोदय व्याकरणशास्त्रे आम् नेष्नल् सेन्स्क्रिट् युनिवेर्सिटि इति परिवर्तनं जातं महोदय नास्मि ओ अस्तु महोदय परिभाषेन्दुशेखरः लघुमञ्जूषा लघुशब्देन्दुशेखरः भूषणसारः महाभाष्ये नवाह्निकानि च अधीतानि महोदय आम् अस्तु महोदय अहं यत्र अनेकविधमान्तर्यं तत्र स्थानतः आन्तर्यं बलीयः इति परिभाषाविषये किञ्चित् व्याख्यानं करोमि महोदय आम् अस्याः परिभाषायाः अवतरणिका एवमस्ति महोदय श्वेता इत्यादौ ह्रस्वस्य इकारस्य प्रमाणतः आन्तर्यात् अकारोपि स्याद् इति अस्य अर्थः क्षि धातोः त्रिच् प्रत्ययपरे क्षी तृ इत्यावस्थायाम् इकारस्य सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः विहितः अत्र

ण्वुल्तृचौ इति सूत्रेण भवति महोदय कर्तरी अर्थे ण्वुल्तृचौ इति सूत्रेण तृच् प्रत्ययः भवति महोदय

आम् तृच् तृचि प्रत्यये परे सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः विहितः महोदय अयं गुणः स्थानतः अन्तर्यात् एकारः भवति महोदय अत्र प्रश्नः उदेति यः इकारस्य स्थानतः अन्तर्यात् यथा एकारः भवति तथा प्रमाणतः अन्तर्यात् अकारः अपि भवितुमर्हति किमर्थम् अकारः न भवति इति

स्थानतः आन्तर्यम् इत्युक्ते उच्चारणस्थानसाम्यं साम्यमाधारीकृत्य आन्तर्यं महोदय प्रमाणतः आन्तर्यम् इत्युक्ते उच्चारणकालम् आधारिकृत्य आन्तर्यं महोदय एवम् इकारस्य अकारस्य च उच्चारणकालः समानः अस्ति ह्रस् आम् आन्तर्यं चतुर्विधं महोदय स्थान अर्थ गुण प्रमाणकृतम् इति चतुर्विधम् आन्तर्यं कीतृ इत्यावस्थायाम् स्थानतः अन्तर्यात् एकारः अपि भवितुमर्हति प्रमाणतः अन्तर्यात् अकारः अपि भवतुमर्हति किमर्थम् एकारः एव इति शङ्खायाम् इयं परिभाषा आगता यत्र अनेकविधमान्तर्यं तत्र स्थानतः आन्तर्यं इकारस्य एकारस्य च स्थानत तत्र उच्चारणस्थानसाम्यात् इकारस्य एकारस्य च तालु स्थानम् अतः तालु स्थानसाम्यात् इकारस्य एकारः भवति महोदय आम् एवं